अहं श्वः एकम् एकः डियोड्रेण्ट् आनयामि तस्य सुगन्धः बहु उत्तमम् अस्ति अहं श्वः एव ट्रै अकरोत् तस्य अड्वटैसिङ्ग् अस्ति रोस् गन्धः तन्मध्ये अहम् आक्चुलि रोस् गन्धः अनुभवम् अकरोत् अहं तु बहु सन्तुष्टः अस्मि एतद् प्रोडक्ट् बहु उत्तमम् अस्ति